अस्माकं प्रदेशे सामान्यरूपेण भिन्नभिन्नसामुदायिकजनाः भवन्ति इति कारणतः तेषां संस्कृतिः अनन्तरं तेषां सांकृतिकपरिसरः अपि सामान्यरूपेण भिन्नः एव भवति तदनुगुणं ते सामान्यतः समुदायस्य एका विशिष्टा संस्कृतिः अथवा पद्धतिः वा भवति तदनुगुणं ते कार्यं कुर्वन्ति अथवा सांस्कृतिककार्यक्रमादिकं कुर्वन्ति अहन्तु सामान्यतः सर्वत्र अटामि इति कारणतः भिन्नभिन्नसामुदायिकजनानां सम्पर्कः भवति इति कारणतः अहमपि तेषां सांस्कृतिककार्यक्रमेषु सांस्कृतिककार्यक्रमविविद्धेषु भागं वहामि